विद्यालयेषु हिन्दी संस्कृतम् अङ्ग्रेज़ी विज्ञानम् इति विषयाः पाठ्यन्ते शिक्षकाः उच्चस्तरीयाः भवन्ति स्वशास्त्रे पारङ्गताः भवन्ति अस्मात् कारणात् अस्माकं क्षेत्रे शिक्षकाः उत्तमाः सुशिक्षिताः च सन्ति